नमो नमः मूल्याङ्कानां मुद्राणां तथा पाषाणखण्डानां सङ्ग्रहणस्य शैक्षणिकं मौल्यं किम् इति प्रश्नः अहं चिन्तयामि शैक्षणिकमौल्यं तु बहु अस्ति यथा शिवः छत्रपतिः शिवाजी महाराजः महोदयस्य मुद्रां यदि वयं पश्यामः चेत् तदा छत्रपतिः छत्रपतिशिवाजीमहाराजस्य समये का भाषा कथं तत्र मुद्रा आसीत् इति वयं ज्ञातुं शक्नुमः पाषाणखण्डानां विषये तु अहं सम्यक्तया न भाति वक्तुं शक्नोमि यथा अतः किन्तु मुद्राणां तु शैक्षणिकमौल्यम् अस्ति एव पाषाणखण्डः इत्युक्ते किं ते यदि अहं न अहं सम्यक्तया इत्यस्य विषये वक्तुम् असमर्था अस्मि अतः क्षमां प्रार्थयामि